देशीयचिकित्सापद्धतिः पद्धतीनां विषये मम स्वानुभवः एवं वर्तते स्वस्य स्वस्य स्वपरिवारस्य च चिकित्सा एताभिः एव क्रियेते इति प्र प्रश्नमस्ति देशीयचिकित्सापद्धतिः पद्धत्यां आयुर्वेद चिकित्सापद्धतिः तथा होमियोपति नाम्ना एव एका चिकित्सापद्धतिः तथा ग्रामीणभागे नाटि औषधि इति इत्यादि जनाः प्राचीनकाले अधुना नास्ति भव प्राचीनकाले आसीत् देश देशीयचिकित्सायां चिकित्सापद्धत्यां शस्त्रचिकित्सा नास्ति देशीयचिकित्सा पद्धतिविषये रियाक्षन् इति इति विषयः नास्ति आङ्ग्लचिकित्सापद्धतिः पद्धतिविषये रियाक्षन् इत्यादि सम्भवति सम्भवनीया वर्तते

देशीयचिकित्सा पद्धतिविषये आयुर्वेदे चरकसुश्रुत तथा वाग्भट नाम्ना संहिता प्रचलष्यते वाग्भटाचार्यस्य संहितायां दिनचर्या तथा आयुष्कामीया इत्यादिविषये उक्तवान् तथा चरकसंहिता सुश्रुतसंहिता शुश्रुतसंहिता नाम्ना शल्यतन्त्रम् इति वर्तते प्राचीनकाले शस्त्रचिकित्सामपि शल्यतन्त्र अधीने कृतम् इति सुश्रुतः सुश्रुतः सर्जन् आधुनिककाले सर्जन् इति वदन्ति सुश्रुतसंहिता शल्यतन्त्रम् इति विषयं विषय विषयस्य अधीने भवति तथा चरकः चरकः सामान्यचिकित्सपद्धतिः ज्वरः ज्वरविषये वात पित्त कफ इत्यादिविषये चरकसंहितायां बहवः सम्यक् वर्णितम् एवम् वक्तव्यम् इति